आं हरिः ओम् आं नमो नमः नमो नमः आम् आम् आं वदतु आम् आम् आम् आम् आम् आम् आम् आं पाठयामि भवान् कुतः अस्ति अस्तु अस्तु इदानीं किं करोति भवान् पठति या किमपि कार्यं करोति अस्तु अस्तु अस्तु अस्तु अस्तु आम् आम् आम् आम् आम् अस्तु तर्हि इच्छा अस्ति किं पठनार्थम् आम् आम् आम् आम् आम् आम् आम् अस्ति तत् योगासनानि अपि बव बहूनि सन्ति तत्र योगविषये तत्र एतस्य लाभाः अपि सन्ति यदि भवान् इच्छति चेत् तर्हि आगत्य साक्षात् रूपेण अपि पठितुं शक्नोति अथवा अस्माकं पार्श्वे आन्लैन् आफ्लैन् द्वर्योर्मध्ये अपि सेवा अस्ति यद् इच्छति चेत् तत् स्वीकृत्य एतत् कर्तुं शक्नोति आं शुल्कम् एतस्य पृथक् अस्ति यदि आफ्लैन् मध्ये भवान् आगच्छति चेत् तर्हि सत्रद्वयम् अस्ति अत्र योगायाः योगस्य विषये तत्र यदि षट् मासस्य कृते भवान् इच्छति चेत् तर्हि द्विशतमेव अस्ति न्यूनमेव देयं भविष्यति अनन्तरम् इति यदि भवान् एकवर्षस्य कृते आगच्छति चेत् तर्हि सार्धत्रिंशतम् एव रूप्यकाणि यच्छति आम् आम् आम् अवश्यमेव भवता भवान् एव अस्ति या अन्ये जनाः अपि सन्ति आम् आम् आम् आम् आम् अस्तु चेत् तैः अपि तान् अपि सूचयतु भवती अत्र योगविषयेपि इच्छा अस्ति चेत् तर्हि आगच्छन्ति आगच्छन्तु भवन्तः अपि सम्यक् रूपेण एतत् भवितुं शक्नोति अस्तु अस्तु कदा कदा आरम्भः भवान् आगन्तुं शक्नोमि अस्तु अस्तु सम्यक् भविष्यति अत्र श्वः एव आगन्तुं शक्नोति परञ्च किञ्चिद् समयस्यापि अवधानं दत्वा एव आग् आगच्छेत् अस्तु आम् आम् आम् एतस्य लाभाः अपि सन्ति यद् भवान् यदि योगं किमर्थं शारीरिकरूपेण अपि करोति तस्य लाभः भवति अनन्तरम् एतस्य योगस्य विषयेऽपि भवान् पठनं ज्ञानं स्वीकृत्य यदि किमपि करोति चेत् तर्हि वरं भविष्यति यद् भवान् योगस्य विषये चिन्तयति तत्र योग शारीरिकरूपेण भवति यदा प्रातःकाल आगच्छति चेत् तर्हि आगत्य सर्वप्रथमं सूर्यनमस्कारः भवति यत्र एतस्य एतस्य सूर्यस्य प्रकाशः यदि उपरि पत् पतति चेत् तर्हि सर्वे जनाः अपि चिन्तयन्ति एतत् वरं भवति किमर्थं तत्र एतस्य प्रकाशस्य अपि प्रभावः शरीरे भवति एव अनन्तरम् मानसिकी स्थितिः या भवति किमर्थं सर्वे जनाः किं करोति उद्योगं प्राप्त्यर्थं प्रातःकाले देवकार्यं कुर्वन्ति परञ्च यदि प्रातःकाले यदि तस्य मानसिकस्थितिः समीचीनतया वर्तते चेत् अग्रिमकालः सम्यक् रूपेण दर्शति एतदर्थं शारीरिकमानसिकं द्वयोरपि एतस्य लाभाः भवितुं शक्नोति अग्रे अपि या अस्माकम् आयुः अस्ति तेषामपि वर्धनं भवितुं शक्नोति अस्तु अस्तु धन्यवादः